अस्माकं स्थानस्य मुख्योत्सवः नवरात्रिः अस्ति यः माता दुर्गा नवदुर्गादेव्याः उत्सवः अस्ति अस्मिन् उत्सवे वयं महता धूमधामेन आचरामः अत्र सर्वे अस्मिन् उत्सवे नवदिवसान् यावत् उपवासम् कुर्वन्ति अस्मिन् केवलं ते फलानि खादन्ति तदतिरिक्तं अलौकिकपरम्परा अपि अस्ति